कलात्मकलेखनं नाम सामान्यतः क्रियेटिव् रैटिंग् इत्युच्यते क्रियेटिव् इत्युक्ते नूतनासृष्टिः तत्र स्याद् इति अर्थः यतोऽहि गतानुगतिको लोकः इति माभूत् इति कारणेन तत्र सर्जनशीलता आपेक्षिता कलात्मकता इति उच्यते मम लेखनेषु सर्जनशीलार्थं नूतननूतनचिन्तनानि यानि प्रवृत्तानि तथाश्च अन्यैश्च प्रवृत्तानि तानि मया आद्नियन्ते स्वीकृत्य तत्र तान्त्रिकतामपि उपयुज्य यथा वा पीठिका भवेद् अनन्तरम् उप उप शीर्षिकाः भवेयुः उपशीर्षकानां विषयाः ये भवन्ति तेषां समर्थनार्थम् अन्य प्रसङ्गस्य तत्र प्रवेशः भवेद् ततः परं अन्ते कन्क्लूषन् इत्युच्च वदामः यथा वा समारोपः इत्युच्यते तत्र समन्वयरुपेण तत्र समाप्येत कञ्चित् पठिता इत्युक्ते यः पठति सः अन्तिमसमन्वयसमारोप पाराग्राफ् इत्युच्यते वाक्यसमूहान् तान् पठति चेदपि तस्य कृते समग्रस्य लेखनस्य परिचयः भवेद् तथा रीत्या मया क्रियते